संस्कृतभाषा देवभाषा इति एकं वाक्यं विद्यते संस्कृतभाषा अत्यन्तपुरातनभाषा अन्ये भाषाः संस्कृतभाषादेव प्रारब्धः उदाहरणार्थं प्राकृतः किमर्थं चेत् प्राकृतम् किमर्थं विद्यते चेत् संस्कृतं देवभाषा इत्यस्मात् कारणात् अति उत्तमजनाः एव एतद् भाषा प्रयोगं करणीयं स्त्रियः तथा अन्त्यजाः एतद् भाषाप्रयोगं न करणीयम् इति किमर्थं चेत् वेदेषु संस्कृत एव विद्यते अतः संकृत संस्कृतस्य अध्ययनं वेदाध्ययनसमं भवति स्त्रीणाम् अन्त्यजनां वेदाधिकारं न विद्यते अतः संस्कृतस्य स्थाने प्राकृतम् उपयोगं कर्तव्यं संस्कृताद् विरूपीभूत्वा एतद् प्राकृत पाली इत्यादिभाषाः जनितम् अतः एताः भाषाः संस्कृतेन सह सम्बद्धाः सन्ति